युद्धकलानां ऐतिहासिकम् इत्युक्ते मम स्वपरिचयः किमपि नास्ति परन्तु अहं यद् पठितवान् पूर्वे यद् इदानीं कलरी इति वदामः तद् धनुर्वेदतः प्राप्तम् अस्ति इति अहं ज्ञातवान् अन्यद् तस्य प्रभावः पू सम्पूर्ण सौतेष्या मध्ये जातमस्ति इदानीं तैकण्डो अन्यद् मार्शल् आर्ट्स् यद् चैना मध्ये वा कोरिया मध्ये वा प्रचलति तस्य मूलः एतद् कलरी इत्येव अहं ज्ञातवान् तत् कलरी कलर्याः मूलं धनुर्वेदे अस्ति इति तस्य भिन्नप्रकाराणि भवति लाटीप्रहारं सर्वत्र दृश्यते हरियाणा मध्ये भिन्नप्रकारणं भवन्ति महाराष्टमध्ये भिन्नप्रकारा अन्यद् अस्माकं कर्नाटकमध्ये लाटी प्रयोगं भिन्नभिन्नरूपेण भवति तद् किञ्चिद् अहं जाानामि